लोको भिन्न रुचिः इति उच्यते एकेकः अपि मनुष्यः मनोरञ्जनार्थं विभिन्नाः क्रियाः

क्वचित् केचन जनाः चिन्तनं प्रचोद प्रचोद प्रचोदनात्मकाः क्रीडाः कुर्वन्ति चतुरङ्ग सदृशाः क्रीडाः कुर्वन्ति केचन जनाः मनोरञ्जनार्थं चलचित्रं पश्यन्ति केचनजनाः अन्ताक्षरी सदृशक्रीडाः कुर्वन्ति केचनजनाः हास्य जनकात्मकं विषयं पश्यन्ति मनोरञ्जनार्थम् एवम् अहं तु मनोरञ्जनार्थम् प्रायेण हास्यजनकं चलचित्रं यत्किमपि द्रष्टुं इच्छामि पुनश्च विरामकालः यदा भवति तदा एव मनोरञ्जनाय किञ्चिद् भिन्न भिन्न वस्तु निर्मातुं पाकशालायां किमपि खाद्यं भिन्नं भिन्नं खाद्यं कर्तुं प्रयत्नं करोमि कदाचित् एवं चलचित्रं पश्यामि कदाचित् मनोरञ्जनार्थम् बहिर्गच्छामि वृथा आपणं गत्वा आगच्छामि किमपि न क्रीणामि किन्तु एवं मनोरञ्जनार्थं विभिन्नानि कार्याणि तत्तत् दिनम् अनुसृत्य क्रियन्ते